मम प्रदेशे वार्षिकरूपेण यात्रा वा उत्सवः आचर्यते तत् तेषु एकम् एकः अस्ति दीपावलि उत्सवः दीपावलिः कार्तिकमासस्य अमावास्यायाम् आचर्यते तद् बाल्यकाले अहं दीपावलिः यदा भवति तदा मित्राभ्यां सह मित्रैः सह अहं स्फोटकानि स्फुरितवती तदनन्तरं दीपान् अपि प्रज्ज्वालितवती नूतनवस्त्राणि परिधाय तत् तदा कुटुम्बानां गृहम् अपि गतवती मोदकानि अपि बहु खादितवती बाल्यकालस्य दीपावलिः बहु स्मृतिदायिका अस्ति ममकृते